मम जीवनकाले तन्त्रज्ञानसम्बद्धाः नैके आविष्काराः अभवन् एभिः मम जीवनं प्रभावितम् अभवत् तन्त्रज्ञानसम्बद्धाः आविष्काराः यथा आन्लैन् माध्यमेन धनस्य सुलभतयाः आदानं प्रदानञ्च कर्तुं गुग्गल् पे फ़ोन्पे इत्यादयः अयं आविष्कारः केसलेषु सुविधां प्रस्तौति जनाः यत्र कुत्रापि उपविश्य सहजतयाः धनस्य ग्रहणं हस्तान्तरञ्च कर्तुं शक्नुवन्ति तथैव यूट्युब् इति नाम्नः एकः अन्यः तन्त्रसम्बद्धः आविष्कारः अभवत् अस्याविष्कारः पञ्चाधिकद्विसहस्रतमे वर्षे अभवत् अयमेकं चलच्चित्रं दर्शनार्थं साधनम् अस्ति तत्र जनाः न केवलं चलच्चित्रं द्रष्टुं सक्न् शक्यन्ते अपि तु स्वस्य चलच्चित्राणि तत्र स्थापितुं शक्यन्ते आधुनिकयुगे अस्य बहुमहत्त्वं वर्तते एव इच्छितविषयम् इच्छित अध्यापकेन पठितुं शक्यन्ते तत्र शिक्षासम्बद्धानां सर्वासां समस्यानां समाधानं सहजतया प्राप्यन्ते बालकाः स्वदेशे भूत्वा अन्येषां देशानां विश्वविद्यालयेषु पठितुं शक्यन्ते अनेन माध्यमेन एते आविष्काराः मम जीवनं प्रभावयति यतोहि एतेषाम् उपयोगं मम जीवने अपि बहूनि सन्ति परन्तु एतस्य प्रयोगः मम जीवनं परिवर्तनं कृतवान् धन्यवादः